कोविड् इति महारोगं विहाय प्रदेशे अस्मिन् कापि नैसर्गिक दुर्घटना महारोगश्च मया न दृष्टः न च इतिहासे मया पठितः किन्तु कोविड्मध्ये सर्वे जनाः गृहे तथा अवरुद्धः आसन् यथा कारावासे भवन्ति अनेन महारोगेण बहवः जनाः वृत्तिविहीनाः सञ्जाताः बहवस्तु पितृविहीनाः कुत्रचित् कुटुम्बविहीत विहीनाः सञ्जाताः